मम प्रदेशस्य प्रधानः सांस्कृतिकः उत्सवः तावत् होलिपर्व इति अहं वक्तुम् इच्छामि यतोहि मम प्रदेशे अपि सर्वाणि सांस्कृतिकानि उत्सवानि आचर्यन्ते एव ये ये भारतेषु आचर्यन्ते परन्तु तत्र प्राधान्यं भजते होलिपर्व तत्तु अस्माकं प्रदेशे बहु विशिष्टरूपेण आचर्यते यथा अस्माकं प्रदेशे वृद्धाः तरुणाः बालाः अपि सर्वे तत्तस्यां क्रीडायां भागं गृह्णन्ति एवं इयं क्रीडा या होलिपर्वणि क्रियते सा व वर्णयुक्ता भवति अर्थात् तत्र नीलरूपं रक्तरूपम् इत्यादिकम् एवं वर्णानि तत्र उपयुज्य तच्च जले संस्थाप्य तेषां एकं मिश्रणं कृत्वा तत् अन्यस्य उपरि यथा पतेत् तथा तेन एव क्रीडा क्रीड्यते एवम् अस्माभिः इयं क्रीडा न तु वैयक्तिकरूपेण क्रीडते क्रीड्यते परन्तु सामूहिकरूपेण एव तत्रापि विशेषतः एकैकः अपि गणः भवति एकैकब् एकैकं गणं एकैकस्मिन्नपि गणे एकः वृद्धः एकः बालः एवं सर्वे मि मिश्रिताः एव भवन्ति नाम तत्र बालानाम् एकः गणः वृद्धानाम् एकः गणः इति न भवति एवं सर्वेषाम् एकः गणः समग्रं ग्रामम् अटित्वा तत्र सर्वानपि रञ्जयति एतादृशं पा एतादृशं होलिपर्व अस्माकं ग्रामे आचर्यते अन्ततो गत्वा यथा होलिपर्वणि क्रियते तथा अस्माकं प्रदेशे अपि कामदहनं क्रियते तेन वह्निः आनीया तेन किञ्चित् किमपि गृहे पाकं कृत्वा तत् खादनीयम् इति अस्माकं प्रदेशस्य होलिपर्वणः विशेषः वर्तते